हरि ओं नमस्काराः सुप्रभातं हा सम्यक् अस्मि भवान् कः कः वदति ओ शान्तनु किम् अपेक्षते ओ एवं तर्हि कदा कर्तुम् इच्छति दशवादने तु मम कक्षा भवति

सायंकाले अपि अन्या कक्षा भवति तर्हि किं कुर्मः ओ अन्तर्जालमाद्यमेन आन्लैन् कक्षा इति वदति वा हा शक्यते कदा इति समय वक्तुं शक्नोति रात्रौ षड् वादने नास्ति नास्ति प्रातःकाले अन्तर्जालमाद्यमेन कक्षां स्वीकरोमि षड् वादने शक्नोति भवान् प्रयासं नास्ति स्वीकरोमि भवान् आगच्छतु पुनः का समस्या वदतु ओ शिरोवेदना जायते वा तर्हि प्रतिदिनं भवान् योगाभ्यासं करणीयं पुनः प्राणायाम इत्यादि आसनादीनां अभ्यासकरणेन भवतः शिरोवेदना अपगच्छति भवान् आगच्छतु प्रतिदिनम् अहम् अभ्यासं कारयामि ब्रामरीप्राणायाम पुनः शिरशासनं पुनः बहूनि आसनानि सन्ति अहं पाठयामि भवान् आगच्छतु पुनः कापि समस्या अस्ति हो उदरौ वेदना जायते वा तर्हि उदरवेदनार्थमपि आसनानि बहूनि सन्ति अहं पाठयामि चिन्ता नास्ति तद् वदनेन न न शक्यते अहं पाठयामि सम्यक्तया तत् चिन्ता नास्ति हा योगा प्रतिदिनं करणीयम् अधिकं जलं पातव्यम् उष्णजलं पातव्यं प्रातःकाले तेन भवतः उदरवेदना गच्छति अस्तु धन्यवादाः